परन्तु बहूनि धान्यानि प्रचलन्ति तच्च धान्यानि ये कृषकाः चाषं कुर्वन्ति कृष् कृषिकर्मणि कुर्वन्ति तेषामपि बहवः लाभाः सन्ति अनन्तरं धान्यादपि तण्डुलं जायते तण्डुलस्य तण्डुल अस्माकं पाक क्रियायां इति भवति तण्डुलात् अन्नं पचति अन्नम् अस्माकम् उत्कलप्रदेशस्य मुख्यखाद्यपदार्थः अस्ति जगन्नाथस्य वि भोगनैवेद्यसमये अन्नमेव मुख्यरूपेण तदेव प्रचलति तस्य श्रीमन्दिरस्य उपरि